हरिः ओं चालकमहोदय अहं बी बी स्ट्रीट्तः शिव्मोग्गापर्यन्तं गन्तुम् ओला बुक् कृतवती आसम् अहम् अधुना शारदामन्दिरस्य पुरतः एव अस्मि अत्र अत्र एप् मध्ये तु दर्शयति यद् भवन्तः आल्रेडी आगतवन्तः इति परं भवतां यानं तु अत्र न दृश्यते भवन्तः कुत्र सन्ति